मम प्रदेशः उडुपि अत्र बहूनि पूजास्थानानि सन्ति प्राचीनः चन्द्रमौळीश्वरदेवालयः अनन्तेश्वरदेवालयः इति देवालयद्वयं विद्यते तत्समीपे एव जगद्गुरुभिः मध्वाचार्यैः प्रतिष्ठितः श्रीकृष्णदेवालयः वर्तते एतेनैव उडुपिक्षेत्रं जगत्प्रसिद्धम् अभवते अत्र बहवः उत्सवाः आचर्यन्ते विशेषरूपेण अत्र मकरसङ्क्रान्तिदिने रथत्रयस्य उत्सवः इति वर्तते तत्र त्रयः रथाः अत्र उत्सवरूपेण जनैः आचर्यते त्रिषु रथेषु एकत्र भगवान् श्रीकृष्णः अपरत्र मुख्यप्राणः अन्यत्र अनन्तेश्वरः चन्द्रेश्वरः इति देवतानां उत्सवप्रतिमायाः प्रतिष्ठां कृत्वा विशेषरूपेण रथत्रयोत्सवः भवति तस्मात् पूर्वं सप्तसु दिनेषु उत्सवः जायते एषः सप्तोत्सवः रथत्रयस्य उत्सवानन्तरम् अग्रिमदिने चूर्णोत्सवः अपि आचर्यते एवं विशेषः मकरसङ्क्रान्तिमहोत्सवः उडुपिनगरे भगवतः श्रीकृष्णस्य सन्निधौ प्रतिवर्षं प्रचाल्यते तत्र सहस्राधिकाः जनाः सम्मिलिताः भवन्ति